अहं बैकिङ्ग् प्रवासं मित्राणां मित्रैस्सह महाराष्ट्रराज्यं गोवाराज्यं प्रति आगच्छम् तत्र च अस्माकं प्रवासः प्रवासस्य मार्गः आसीत् कर्णाटकतः गोवा इति तत्र योजना तथैव पूर्वसन्नाहः पूर्वसिद्धता सिद्धता च कर्तव्या आसीत् यतोहि यदा बैक् द्वारा गच्छामः तदा एकस्मिन् दिने एव सम्पूर्णं षट् शत किलो मिटर् यावत् परिक्रामयितुं न प्रभवामः इत्यतः प्रतिदिनं प्रतिदिनं केवलं द्विशतं किलो मिटर् यावत् वयं गन्तुं शक्नुमः अतः तत्र च कः मार्गः केन मार्गेण गन्तव्यं पुनः द्विशत किलो मिटर् अनन्तरं कुत्र स्थातव्यं तत्र का व्यवस्था इत्यादयः विचाराः आदौ चर्चनीयाः तत्सर्वं वयं चर्चितवन्तः तत्र तत्र अस्माकं मित्राणाम् एव गृहमासीत् इत्यतः तत्र मित्राणां गृहे एव अस्माकम् आवासभोजनादिव्यवस्था च परिकल्पिता एवं वयं कर्णाटकस्य शृङ्गेरीग्रामतः प्रातः अस्माकं यात्रां वयम् आरब्धवन्तः आदौ वयं शिरसि गत्वा तत्र रात्रौ उषित्वा अनन्तरं दाण्डेली कार्वार इत्यादि मार्गेण वयं गोवाराज्यं प्राप्तवन्तः तथैव पुनः आगमनसमयेपि महाराष्ट्रं गत्वा तत्रत्यानि उत्तमानि स्थलानि वीक्ष्य वयं कर्णाटकं प्रति आगतवन्तः